हरिः ओम् मामेका गृहमपेक्ष्यते भवती कृपया अन्वेस अन्वेषणं कृत्वा वदन्ति वा अहमे अहं मम माता च स्मः द्वे जनानां कृते अपेक्ष्यते एकम् अलम् न न न न न एकमेव फ़्लोर् अस्ति चेत् सम्यक् भवति परन्तु तत्र वातवरण परिवेषादि सम्यक् भवति चेत् सम्यक् भवति मम माता तु वृद्धा जाता एतदर्थम्

तावत् वा नास्ति तत्तु बहु दूरे अस्ति एकम् अन्यत् कारणं भवति बृहत् गृहं मम कृते नापेक्ष्यते अहं तु विश्वविद्यालये इदानीम् अस्मिन् राज्ये नूतना अस्मि अहं मार्गादिकविषये तावत् परिचिता नास्मि विश्वविद्यालयस्य समीपे भवति चेत् सम्यक् भवति

बृहत् वा बहु बृहत् अस्ति वा

न न न तावत् नापेक्षामि केवलम् एकं वा द्वे वा अस्ति चेत् अलं भवति

प्रथमफ़्लोर् मध्ये तत्र लिफ़्ट् आदि व्यवस्था अस्ति वा तर्हि समीचीनं भवति तथा सा तु सोपानम् उपयोगं कर्तुम् उपरि न गन्तुं शक्नोति आमामाम् अवश्यं मम कृते दर्शयन्तु अस्तु तर्हि सम्यक् भवति तर्हि श्वः कदा आगमिष्यामि आम् अस्तु तर्हि अहं श्वः दशवादने एकवारं दूरवाणीं करोमि तदा भवती वदतु आगच्छामि वा न वा इति आम् आमस्तु तर्हि धन्यवादाः श्वः मिलामः